संस्थायाः डि एस् आर् वन् थौजन्ड् ए सि इति वैर्लेस् वि पि एन् रौटर् मया क्रीतम् अस्ति वि पि एन् कनेक्टिविटि सम्यगस्ति वान् द्वयं सम्यक् कार्यं करोति यू एस् बि पोर्ट् अपि उपयोगी भविष्यति तत्र प्रिन्टर् योजयितुं शक्यते